हरिः ओम् स्विग्गि अहम् आलू पराठायाः पराठाणाम् आर्डर् ददाति दत्तवान् शो तर्हि इदानीं कृपया परिवर्तनं करोतु अहं पञ्च प्लेट् आर्डर् दत्तवान् कृपया इदानीम् अष्ट प्लेट् क परिवर्तनं करोतु एवं पुनः आगच्छतु